शारीरिकव्यायामः केवलं शरीरस्य आरोग्यं तथा सौन्दर्यस्य वर्धनं करोति किन्तु योगः शरीर तथा मानसिक आरोग्यस्य विकासं करोति समत्त्वं योग समत्त्वं योग उच्यते इति भगवद्गीतायाः श्लोके कृष्णः वदति अर्थात् योगः शरीर तथा चित्तस्य वर्धनं करोति योगे आसनं प्राणायामं च वर्तते एतत् मनुष्यस्य सर्वाङ्गीणवर्धनस्य सह् साहाय्यं भवति देहः रथः मनः सारथिः इति भासते स सारथिः विना रथः न चलति सारथिः सारथिं विना रथः न चलति अतः योगः एव मनः मनः एवं शरीरस्य समत्त्वम् उत्त्पादयति किन्तु केवल शारीरिकव्ययामकरणेन देहमनसः समत्त्वं न लभते